भारतीयसंस्कृतौ पारम्प पारम्परिकनृत्यरूपाणां महत्त्वं किमर्थम् इति चेत् अत्र रामयणकालस्य माहभारतकालस्य अथवा कृतयुगस्य त्रेतायुगस्य वा द्वापरयुगे यद्यज्जातम् अस्ति ते एव विषयाः ते तत्र तदानीन्तनकाले मानवानां जीवनं कथं आसीत् ते कथं जीवन्ति स्म इत्यादि रुपेण तत्र निरूपितं भवति अतः अस्य पारम्परिकमहत्वम् अस्ति एव अत्र भरतनाट्यं भवति एवं गर्भा इति गुजरात् तः भवति ओडिसि भवति ओडियातः कथक्कलि इति तमिल्नाडुतः अस्ति भिन्नभिन्न राज्येषु यतो हि भारतं नाम वैविध्यमयमस्ति भौगोलिकरूपेणापि एवं प्रादेशिकरूपेणापि एषा भारतमाता सा विभिन्नतां प्राप्नोति वैविध्यतामपि प्राप्नोति पारम्परिकनर्तकाः भवितुं किं करणियं इति चेत् तस्य भावाभिनयः आवश्यकः मुखाभिनयः इच्छा अवश्यकी अभ्यासः प्रतिनित्यं कं नृत्यं इच्छति यदि यक्षगानकलां इच्छति तत्र तेन निरन्तरम् अभ्यासः करणीयाः एवं च तत्र ये विषयाः सन्ति तेषां विषयानाम् उपरि तस्य ज्ञानम् आवश्यकम् एवं च तेषां कण्ठस्थीकरणं भवेत् अभिनयस्य अभ्यासः तत्र नृत्यमपि भवति वाचिकमपि भवति शारिरिकमपि भवति मानसिकमपि तत्र सिद्धता मनसिकसिद्धता अपि करणिया भवति एवं च तस्मै यदि जनानां पुरतः तेन नर्तनीयं भवति तदा तेन बहु सिद्धता करणिया भवति धैर्येण वक्तुम्

अहं कस्मिन् विषये अद्य प्रसङ्गं प्रदर्शयामि इत्यस्मिन् विषये तस्य ज्ञानं भवेत्